नमस्कारः भवती कुशली अस्ति किल आम् आम् आम् अहं तु कुशली एव अस्मि अद्य तु अस्माकं विद्यालये विरामं दत्तवन्तः

आम् आम् आम् नाम मम प्रान्ते तु बहु अतिवृष्टिः अस्ति

नाम मम नगरसमीपे नदी वर्तते बहु प्रवाहः अस्ति तत्कारणात् तद्बहुप्रमादसूचिकामपि दत्तवन्तः तत्र कोपि छात्राः ननिर्माणं भवति तथा तत्कारणात् कोपि तत्र आगमणम् निषिद्धम् इति सूचना दत्तवन्तः आम् आम् परन्तु मम गृहपरिसरेषु वीथ्यामपि दुर्गन्धकुल्यः अपि अधिकं प्रवाहः जायमाना अस्ति वीतीषु अपि अधिकं जलं प्रवाहः अस्ति तत्कारणात् गृहात् एव बहिः न आगच्छन्तु इति सर्वकारः सूचनाः दत्तवन्तः आम् आम्

इदानीं मम प्रान्ते बहु अधिकं तु वृष्टिकारणेन विद्युदपि नास्ति एषां चरवाण्यामपि चलितुं न शक्यते तथा तेषां सम्पर्कोपि न भवति ततः स्वीकरणं कथं भवति तत्तु तद् क्लिष्टतरमेव एषां दूरवाणी एव कार्यं न करोति चेत् वयं पाठान् कथं पाठयामः

आं तर्हि प्रान्सुपाल्महोदयेन किं उक्तं यदि ये सन्ति तेषां आ न्तु पाठयन्तु भवन्तः परन्तु तत् रिकार्ड् अपि भवतु तदनन्तरं तान् ये येषां विद्युत् नास्ति ते परिचराः तान् छात्रान्नपि रिखार्ड् माध्यमेन अनन्तरं यदि परिसराः समीचीनं भवति तत्र वृष्टिः समाप्तिर्भवति तथा ते रिखार्ड् माध्यमेन शृण्वन्तु इति प्रस्ता अस्तु ओम् मिलामः धन्यवादाः